अहम् आन्लैन् माध्यमेन एकां शाटिकां स्वीकृतवती तस्य गुणवत्ता अत्यन्तं सम्यक्तया आसीत् एवं वर्णविन्यासः पुनः वर्णाचित्रादिकमपि तत्र अत्यन्तं समुचितम् आसीत् अधुनापि मम सविधे अस्ति तत् मम कृते अत्यन्तं रोचते धनम् अपि अत्यन्तम् अधिकं न आसीत्